भवतः आपणात् मया एच् पी लेप्टाप् क्रीतमस्ति विक्रेता विक् विक्रेतारैः यद्यद् उक्तम् तत् सर्वमेव सङ्गणकेन सङ्गणके उपस्थितमस्ति ये साफ़्ट्वेर् मम कृते अपेक्षिताः तत् स्थापिताः अस्मिन् लेप्टाप् मध्ये इति ज्ञात्वा अहं मम आनन्दविषयः बहु वर्धितः एव